मया इयरिंग्स् स्वीकर्तृमासीत् तत् तत्र रत्नानि बहु सम्यक् आसन् तत्र वर्ण तस्य वर्णः अपि समीचीनः आसीत् रक्तवर्णः सः मम इष्टः वर्णः आसीत् तेन च अहं बहुसन्तुष्टा धृत्वापि दृष्टं सम्यगेव दृश्यते स्म तथा च महान् आनन्दः जातः